हा हरिः ओम् आनन्दः महोदय वा नमस्ते महोदय अहं सुनिलः इति बेङ्गलूर्तः कार्यं कुर्वन् भवतः काल् कुर्वन्नस्मि ब अहं श्रुतं भवान् विन्यासकारः इति उद्यानस्य विन्यासकारं करोति इति श्रुतम् हा हा गृहस्य कृते महोदय ह उत्तमम् उत्तमं महोदय तद् अहं नूतनगृहं क्री क्रीणीतवान् तत् इदानीं निर्माणं स्थायी अस्ति पूर्णं न अभवत् तद् हा हा धन्यवादः महोदय तत् गृहस्य पुरतः प्रायः तर्टि त्रिंशत् चत्वारिंशत् तादृशं स्थलम् अस्ति तत् उद्यानवने करणीयम् इति चिन्तनमस्ति मम

हा चत्वारिंशत् सिक्स्टि महोदय तादृशमस्ति षट् फ़ीट् तत् अर्धः अर्धभागः उद्यानवनस्य कृते दातव्यं चेत् सम्यक् भवति अस्माकं चिन्तनमस्ति हा हा हा इदानीं प पञ्च वा दशवृक्षाः भवन्ति चेत् सम्यक् महोदय कीदृशं ल फलं फलं फलानि ददाति किल तादृशं किमपि वृक्षाः भवन्ति हा हा ओ ओ हा ह हा

हा हा मा मार्गस्य मास् हा मार्गस्य मास्तु महोदय कि किञ्चित् कार्नर् अस्ति चेत् तत् उत्तमं भविष्यति इति मन्ये भवान् एकं भवान् सूचयतु महोदय भवान् यदा वदति तदा कर्तुं शक्यते महोदय

हा अस्तु महोदय ब अस्तु महोदय कदलीवृक्षमपि सम्यक् आम् हा

परितः परितः न्यूनमेव अस्ति तादृशः बृहत् नास्ति पुरतः एतद् विस्तीर्णः एतावत् वि विस्तीर्णः ल आ महोदय तदपि सम्यक् एव भवति अद्भुतं तत् अहं चिन्तनमेव न आसीत् हा धन्यवादः महोदय ह तदपि कर्तुं शक्यते हा हा

वामभागे अस्तु हा हा

हा हा आ ओ अस्तु हा आम् आम्

ओ अस्तु महोदय एतस्य विन्यासस्य कृते तन्त्रांशः अपि अस्ति वा ओहो

ओ भवान् चित्रं चित्रं प्रेषयति तस्य विन्यासस्य चित्रम्

गृ गृहस्य विन् विन्यासः वा विन्यासः वा

हा एवं हा हा हा हा अव अवगतं महोदय अस्तु महोदय एतत् कर्तुं कियत् रूप्यकाणि आवश्यकं महोदय

हा अस्तु अस्तु

अस्तु आ आम् महोदय ह धन्यवादः आ आम् महोदय अहं वदामि महोदय दिनद्वयानन्तरम् अहं पुनः काल् कृत्वा वदामि महोदय अस्तु महोदय अस्तु अस्तु द धन्यवादः महोदय